मम प्रदेशे अत्र बसयानानि चलति स्टार् बस् इति अनन्तरं त्रिचक्रिकायानानि तत्र किञ्चित् सुलभस् सुल न्यूनं धनं दत्वा यत् गमनागमनं शक्यं भवति सर्वेषां कृते तत् ई रिक्षा इति प्रकारः अत्र अस्ति अधुना याने अनन्तरं रेलयानमस्ति तेन सर्वत्र गमनागमनं सुकरं गमनागमनस्य सौकर्यं भवति सामान्यजनाः अपि तानि एव यानानि अधिकरूपेण स्वीकुर्वन्ति तेन एव गमनागमनं कुर्वन्ति तर्हि पादाभ्यां गमनं अहं मन्ये बहु उत्तमं भवति तर्हि केचन जनाः सुलभतया पादाभ्यामेव गमनं कुर्वन्ति अनन्तरं किञ्चित् समीपमेव गन्तव्यं भवति चेत् पादाभ्यामेव गच्छन्ति अनन्तरम् ई रिक्षा इति साधारणरूपेण सामान्यजनाः तस्य उपयोगम् अधिकं कुर्वन्ति अनन्तरं लोकयानं तु भवति एव लोकयानमित्युक्ते बसयानम् स्टार् बसेस् इति बहु उत्तमं यानमस्ति तत् तत्र शुद्धता अपि भवति अनन्तरं प्रति स्थानकस्य तत्र नाम उद्घोषणा भवति तत् तत्र डिस्प्ले अपि भवति सा प्र समक्षे अनन्तरं मेट्रो अत्र मेट्रो अपि प्रचलति मेट्रोयानम् तत्रापि बहु उत्तमा सुविधा अस्ति पञ्च पञ्चनिमेषेषु तत्र मेट्रो यानस्य व्यवस्था अस्ति अनन्तरम् शीतदृष्ट्या शैत्यदृष्ट्या उष्णकालस्य दृष्ट्या अपि तत् मेट्रो सम्यक् भवति अनन्तरं बसेस् तु भवति एव तर्हि न्यूनधने अधिकं दूरपर्यन्तं तथा बहु गमनागमनं कर्तुं शक्नुमः एतादृशानां यानानाम् उपयोगं कृत्वा अनन्तरम् एकं प्रकारम् इतोपि अत्र प्रचलति ओला इति अस्ति ओला ओला तत्र आटो कारयानं मिनि कारयानं तत्र सर्वम् आगच्छति केब् इति वदन्ति तदपि व्यवस्था सा अपि व्यवस्था अस्ति तत्र किञ्चित् निश्चितं मूल्यं भवति कति किलोमीटर् गन्तव्यं तत्र तादृशस्यं तादृशमूल्यम् आवश्यकम् इति पूर्वमेव सूचिता सूचयति तत् चलभाषियन्त्रद्वारा तत्र निश्चा निश्चितं कुरु करणीयं भवति अनन्तरं किं तत्र लोकेशन् स्थापितव्यं भवति यत्र आनेतव्यं तत् यानम् अव् आह्वानं करणीयं तत्र तस्य यानस्य स्थानं तथा गमनक्षेत्रस्य स्थानस्य नाम एतादृशं भवति तर्हि सौकर्यार्थम् एतादृशानि यानानि सम्यग्रूपेण अत्र नागपुरे चलन्ति